अहम् अहमस्मि कृषिकः कृषिकेषु कृषिकः अस्म्यहम् अहं तथा कृषिकार्यं करोमि प्रायः अहं यथा कृषिकार्यं करोमि तथा कोपि न करोति इति अहं भावयामि इति केवलं न अस्माकं ग्रामेपि तथा वदन्ति तर्हि तत्र किं किं वर्धयामि इत्युक्ते तत्र अहम् आधिक्येन फलानां विषये आसक्तिः वर्तते मम अपि च धान्यमपि अहं वर्धयामि फलमिति स्वीकुर्मश्चेत् आम्रफलानि अनन्तरं फूगिफलानि अनन्तरं फनसफलानि अनन्तरं कल्पवृक्षेषु आगच्छति नारिकेलफलानि तेषां वर्धनम् अहं कृषिकः करोमि तद्वत् धान्यम् इति स्वीकुर्मः धान्यं धान्येऽपि बहुविधधान्यानि मया वर्ध्यन्ते तस्य स्वीकारार्थं केवलम् इदम् एकस्मिन् देशे केवलम् अस्माकं धान्यं गच्छति इति न बहुषु देशेषु इदं धान्यं गच्छति धान्यस्वीकारार्थं बहवः धावयित्वा धावित्वा आगच्छन्ति तथा अहं धान्यं वर्धयामि तत्र द्विदलधान्यं वर्तते त्रिदलधान्यं वर्तते एवं बहुविधधान्यानि वर्तन्ते तत्र धान्यस्वीकारार्थं बहुषु देशेषु माम् आह्वयन्ति अपि च आह्वानमपि यच्छन्ति